हरि ओम् हरि ओम् आमामामाम् सङ्गीते सर्वमपि मिलति वदतु आमामामाम् वीणा वीणा सन्ति एव वदतु किम् आवश्यकं वीणामध्ये अस्तु अस्तु सर्वविधवीणाः अस्माकं समीपे भवति एव तञ्जावूरुवीणा भवति मैसूरुवीणा भवति रोस् वुड् उपयुज्य करोति एव अत्यन्तं नैपुण्यतया वीणाः करणीयम् अस्माकं समीपे वर्क्शाप् एव अस्ति वयमेव स्वयं वीणाः निर्माय विक्रयन्ति भवती तु निश्चयेन आगत्य द्रष्टुं शक्यते मैसूरुवीणाः सिद्धाः सन्ति भवती आवश्यक्ं चेत् आगत्य स्वीकुरोतु स्वीकुरोतु मैसूरुवीणा त्रिंशत् सहस्रं भवति तञ्जावूरुवीणा पञ्चाशत् सहस्रं भवति आमाम् तञ्जावूरुवीणा पञ्चाशत् सहस्रं किल तर्हि मैसूरुवीणा त्रिंशत् सहस्रमेव नैपुण्यं भवनीयम् अस्माकं समीपे यदा मया उक्तम् अस्माकं स्वीय वर्क्शाप् एव अस्ति तर्हि अत्य अत्यन्तनैपुण्यतया अस्माभिः वीणा कृतम् एका वीणा क्रियति चेत् सम्यक् वादनं करोति चेत् त्रिंशत् वर्षपर्यन्तम् आगच्छति एव तर्हि त्रिंशत् वर्षपर्यन्तं विना किमपि क्लेशाः उपयो उपयोगं कर्तुं शक्यते भवत्याः पुत्री पृच्छति भवत्याः पुत्री इदानीमेव आरम्भं करोति कियत् किञ्चित् डिस्कौण्ट् अवश्यकमिति पृच्छति किल तर्हि भवती एकं करोतु दशप्रतिशतं डिस्कौण्ट् वयं दास्यामः तर्हि सप्तविंशतिः सहस्रम् एवमेव अन्तिमरूप्यकाणि सप्तविंशतिसहस्रं कुर्मः भवती शीघ्रमागत्य आमामाम् दशसहस्रे वीणा अवश्यकं चेत् दशसहस्र सहस्रवीणा आवश्यकं चेत् दशदिनपर्यन्तमेव चलति त्रिंशत् वर्षपर्यन्तं न चलति एतत्तु अत्यन्तनिपुणतया कृतं वीणा मैसूरुवीणा बहवः जनाः स्वीक्रियन्ति एव भवती पुत्री पुत्र्या सह आगत्य स्वीकरोतु किञ्चित् सप्तविंशतिसहस्राणि किमपि एकं किञ्चित् न्यूनं कृत्वा पञ्चविंशतिसहस्र मोत्तमेव वयम् अन्तिमम् इतोपि किमपि वार्तालापः न शक्यते पञ्चविंशतिः निर्णयं कृत्वा धनं स्वीकृत्य आगच्छन्तु धन्यवादाः